भारतस्य आरोग्यव्यवस्था इदानीं किञ्चित् समीचीना जाता अस्ति तद् तद्विषये सरा ज्येष्ठाः नाम सर्वकारतः समीचीनतया कार्यादिकं क्रियमाणं वर्तते इतोपि सम्यक् करणीयमिति समस्याः बह्व्यः सन्ति एका तु जलस्य समस्यादिकं भवति जलं प्रति कल्मषादिकं बहु बहुषु स्थानेषु त्यजन्ति त तच्च जनाः पिबन्ति तेन च बहवः रोगाः आगच्छन्ति पुनः वायुमालिन्यादिकं यतः सर्वेपि यानेषु एव गच्छन्ति यानं त्यक्त्वा केपि लोकयानं न उपयुज्यन्ते उपयोगं कुर्वन्ति सर्वेपि स्व यानानि स्वीकृतवन्तः सर्वेपि गच्छन्ति यानेन तेन च वायुमालिन्यादिकं भवति तेन तेनापि बहवः रोगाः आगच्छन्तः सन्ति पुनः अस्माकम् आरोग्यसमस्या आरोग्य व्यवस्था कथमस्ति नाम एवम् वक्तुं शक्यते यद् आहारं वयं स्वीकुर्मः तेन च आरोग्यव्यवस्था कथमस्ति इति अस्माभिः द्रष्टुं शक्यते अस्माकम् इदानीं तु पश्यामः अस्माकम् आहारव्यवस्था कथमस्ति इति एकं तु समीचीनं सात्विकाहारम् वयं न स्वीकुर्मः द्वितीयं तु समये न स्वीकुर्मः तृतीयं तु क कदाचित् न स्वीकुर्मः एव जलं जलव्यवस्था सम्यक् नास्ति जलं समीचीनं न पिबामः पुनः आरो वाटर् इति किमपि स्वीकुर्मः तच्च बहु समीचीनमिति न पुनः आरोग्यसमस्या अस्तीति किं किमपि कूल् ड्रिङ्क्स् इत्यादिकं किं किमपि पिबामः तेन च इतोऽपि बहवः रोगाः आगच्छन्ति आहारार्थं तैलं तैलस्य उपयोगं कुर्मः तैलस्य कीदृशम् उपयोगं कुर्मः इति मे प्रथमं द्रष्टव्यम् किमपि बहु न्यूनधनेन प्राप्यते इति तैलं तैलस्य उपयोगं कुर्मः तेन च बहवः रोगाः इदानीमपि आगच्छेयुः उत अग्रे च आगच्छेयुः तच्च अस्माकं मनसि भवेत् ए एतादृशम् परिशील्य यदि समीचीनं सात्विकाहारं प्रतिदिनं स्वीकुर्मः तेन च आहारव्यवस्था किञ्चित् रक्षिता भवेत् पुनः अस्माकं परितः विद्यमानं परिसरं सम्यक् यदि रक्षामः तेन च अस्माकम् आरोग्यव्यवस्था सुधारिता भवति स्वच्छतादृष्ट्या इदानीं तु नरेन्द्रमोदिमहोदयेन जागृतिः बहु कृतमस्ति तेन च बहवः जागृताः सन्ति स्वपरितः विद्यमानं परिसरं सम्यगेव रक्षन्तः सन्ति तेन् तेन च इदानीम् आरोग्यव्यवस्था किञ्चित् आरोग्यव्यवस्था किञ्चित् सुधारितास्ति एवं यदि आरोग्यव्यवस्था सुधारितं भवेत् अस्माकं परिसरं परितः विद्यमानः परिसरः सम्यक् भवेत् अस्माभिः स्वीक्रियमाणः आहारः समीचीनः सात्विकः भवेत् पुनः अस्माभिः यत्र गच्छामः तच्च परिसरः सम्यक् भवेत् एवञ्च इदं तु शरीरस्य जातम् पुनः मानसिकं स्वास्थ्यसंरक्षणार्थं प्रतिदिनं देवालयम् यदि गच्छामः तेन च समीचीनं भवेत् प्रतिदिनं योगासनादिकं कर्तव्यं तद्दृष्ट्यापि नरेन्द्रमहोदयेन विश्वयोगदिनमिति आनीतं तच्च तेन च विश्वे एव सर्वेभ्यः योगस्य महत्वं दातव्यम् अस्ति सर्वेपि योगाभ्यासं कुर्वन्तः सन्ति पुनः प्राणायामादिकं ध्यानादिकं यदि एवं कुर्मः तर्हि येन च मानसिकं स्वास्थ्यं स्वास्थ्यं संरक्षितं भवति एवं न केवलं शरीरं शरीरं मानसिकम् उभयं च अस्माभिः आरोग्यं संरक्षणीयं तेन च इदानीं किञ्चित् सुधार्यमाणं वर्तते इतोपि अग्रे सम्यक् भवेदिति मम आशयः